मम पाकशालायां भ्राष्ट्रं वर्तते भ्राष्ट्रे शाकं पचामि मम पाकशालायां बाष्पस्थाली वर्तते बाष्पस्थाल्याम् अहम् ओदनं सूपं च पचामि एवं तत्र इड्लि निर्माणम् अपि करोमि पाकशालायां दर्वी अपि अस्ति दर्व्याः प्रयोगः सूपं स्वीकर्तुं भवति मम पाकशालायां कंसः अस्ति कंसे मधुरं सूपं शाकं च स्वीकरोमि स्थालिका चमसः चषकः च सन्ति स्थालिकायां रोटिकां स्वीकरोमि चमसेन पायसं खादामि पुनः पाकशालायां पाकशालायां तत्र समदर्वी अपि अस्ति रन्ध्रदर्वी अपि अस्ति पूरिकानिर्माणार्थं तेषां प्रयोगः भवति